मम प्रदेशे आजीविकायाः कर्मकराणां कार्यनियोक्तृत्वे च मुख्याः स्रोताः के सन्ति इति चेत् सूतवृत्तिः इति वदाम्यहं किमर्थं चेत् मम ग्रामे अधिकाः जनाः सूतवृत्तिम् एव करोति किमर्थं चेत् अत्र अन्यत्कार्यं न विद्यते के जनाः सूतवृत्तिं करोति ते गृहे एव स्थाप्यति तथा सर्वे जनाः सर्वकारीयं वृत्तिं प्राप्तुम् इच्छन्ति किमर्थं चेत् सर्वकारीयवृत्तेर् वृत्तेः अधिकतया लाभं भवति अतः सर्वकारीयवृत्तिं प्राप्तुम् इच्छन्ति